मम प्रदेशे गतेषु दिनेषु आरोग्यसेवायां बहु सम्यक् गुणः गुणाधनं कार्यं कृत्वा मम प्रदेशे बहु स्वच्छं जलम् अस्ति तर्हि वयं सर्वे जानीमः स्वच्छं जलम् आरोग्य कृते बहु उचितम् अस्ति तेन कारणेन सर्वे जनाः स्वच्छं जलं पिबन्ति शुचिः सर्वगृहे अस्ति कालः उदात्तस्य सेवनम् अपि सूचिता पूर्णं करणीयम् इति सर्वाः जनाः जानन्ति करोना काले सर्वगृहे कोपि स् एकसदस्य करोना ग्रस्तः भवति तत् तदा कालात् अनन्तरं सर्वे जानन्ति स्वच्छतायाः करणीया एव अहमपि बहु स्वच्छता करोमि मम गृहे अहं सुचिपूर्णं पाकं करोमि स्वच्छतां करोमि